हरि ओम् सहना कदु सहना खलु हा हा स्वाती स्वाती अहं स्कूल् एड्मिनिस्ट्रेटर् अस्मि केन्द्रीयसंस्कृतशालायां भवती स्वाती आगच्छति वा मम कक् प्रकोष्ठे आम् अस्तु स्वाती भवती भवत्याः मम कृते बहु कम्प्लेण्ट् अस्ति किमर्थम् किमर्थं सम्यक् न पठति किमर्थं दूरवाणीं शालायाम् आनयति किमर्थम् अन्ये बहवः बहवः कम्प्लेण्ट् कृतवन्तः अस्ति किमर्थम् नियमः अस्ति खलु शालायां दूरवाणीं न आगन्त आगन्तवयं न आन न आन अनन्तरं सम्यक् न पठति किमर्थं प्रकोष्ठे कक्ष्या सम्यक् न भवति वा इण्ट्रेस्ट् आसक्तिः नास्ति वा विद्याभ्यासे आसक्तिः नास्ति वा संस्कृतभाषायां अनन्तरं गणितभाषां एतत् विज्ञानभाषायां बहु मार्क्स् न प्राप्तः किमर्थम् रुचिः नास्ति तत् न भवति अत्र सर्वे शब्द सर्वासु सब्जेक्ट् मध्ये आसक्तिः भवेयुः किमर्थम् इत्युक्ते भवत्याः भविष्यः सम्यक् भवति इदानीमेव सम्यक् पठ्यते डोक्टर् वैद्यः अनन्तरं अभ्यन्ता किमपि भव्तुं भवितुं शक्यते ज्ञाने एव आसक्तिः नास्ति आसक्तिः भवति यदा पठति तदा आसक्तिर्लभ्यते किमर्थं भवती इदनीमेव बहु लघुवयसि अस्ति किमर्थं कुर्वती अस्ति अन्य एक्स्ट्रा क्लासस् स्पेशल् क्लासस् इच्छति चेत् वदतु माम् अहं योजयामि अन्य योजनी अध्यापिकां योजयामि तत्र तव अपि भविष्यः सम्यक् भवेयुः तदेव अस्माकं शालायाम् अस्तु इदानीं गच्छतु धन्यवादः